द्विहसहस्रतमवर्षस्य जनवरि मासस्य प्रथमः दिनाङ्कः द्विसहस्रतमो वर्षस्य जन्वरि मासस्य द्वितीयः दिनाङ्कः द्विसहस्रतमो वर्षस्य जन्वरि मासस्य तृतीयः दिनाङ्कः द्विसहस्रतमो वर्षस्य जनवरि मासस्य चतुर्थः दिनाङ्कः द्विसहस्रतमो वर्षस्य जन्वरि मासस्य पञ्चमदिनाङ्कः